छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रमुच्यते शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतं तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते अत्र वेदपुरुषस्याङ्गे ज्योतिषः इति चक्षुः इति उच्यते वेदाध्ययने ज्योतिषस्य पात्रं चक्षुः नाम अत्र श्लोके इति दत्तं वैदिकं ज्योतिषम् इति पृथगेव शास्त्रं तत्र सिद्धान्तं व वक्ष्यते वैदिकं वैदिकज्योतिषे नामसिद्धान्तः नामसिद्धान्तशिरोमणिः सूर्यसिद्धान्तः इत्यत्रापि इत्यस्य इत्यस्य महत्त्वं वर्तते वैदिकजोतिषम् इति सिद्धान्तशास्त्रं तथा लौकिकज्योतिषशास्त्रम् इति फलितशास्त्रं फलितम् इत्युक्ते फलितम् इच्युक्ते फ नाम यत् कोऽपि प्रश्नः आगच्छन्ति तदा तस्य झटिति उत्तरम् इति वक्तुं शक्यते इति फलितः वैदिकज्योतिषः इति सिद्धान्तः तथा च लौकिकशास्त्रम् इति लौकिकम् इति फलितशास्त्रं वेदः वेदाध्ययने ज्योतिषः इति चक्षुः चक्षुः नाम नेत्रे नेत्रम् इति अतः ज्योतिः ज्योतिः नेत्रस्य पार्श्वे गत्वा अवलोकनीयं नाम